नमस्ते रमेश् कर्तनालयः अस्ति इदं मम केशाः कर्तनीयाः सन्ति अतः भवान् कर्तयितुं शक्नोति किं अद्य एव अद्य रविवासरः अस्ति अत एवं चिन्तितवान् यत् अद्य एव करिष्यामि अवकाशोऽपि वर्तते कार्यमपि नास्ति यथा भवान् वदिष्यति सायङ्काले अहम् आगन्तुं शक्नोमि आम् सप्तवादने समीचीनं तदानीं वा आगन्तुं शक्नोमि किञ्च मम शिखा वर्तते शिखा न शिखा न कर्तनीया

किञ्च केशाः आम् ग्लोफ़ेड् इत्युक्ते

प्रचलन् अस्ति न अथवा अहमेव भिन्ना भवामि अन्येभ्यः इति न आं तथा कर्तुं शक्यते आम् तथा इदं कर्तुं शक्यते इदमेव करिष्यामि किञ्च श्मश्रूणामपि कर्तनं कर्तव्यमस्ति ट्रिम्मर् एव ट्रिम्मर् एव रेसर् करणेन किमपि किं स्किन् रियाक्षन् भवति मम एवं तदपि सम्पूर्णं न कर्तव्यमस्ति नम्बर् फ़ै भवति न ट्रि्मर् इत्यत्र तदेव अहं तु त्रिवेणी नगरे निवसामि किञ्च विलम्बः भविष्यति मम आगमने अतः भवान् प्रागेव सूचयतु माम् आमाम् तत्रैव तत्रैव अच्चा तदेव बस् कटस्ति किं अस्तु आम् तत् समीचीनं ग्रीष्मकालः अस्ति खलु ह आमामाम् आम् तदेव येन मम सौविद्यं स्यात् अस्यां ऋतौ तदनुगुणं भवता कर्तव्यं इति न न तन्न तन्न सामान्यमेव निशुल्कमस्ति अथवा सशुल्कमस्ति न न न न न केशकर्तनं स्मश्रुकर्तनं केशकर्तनं स्मश्रुकर्तनम् एव न अधिकं अस्तु तदानीमहं सप्तवादने तत्र प्राप्स्यामि अस्तु नमस्ते